प्राचीनभारते बहवः राजानः आसन् ते सर्वे राजऋषयः केचन राजानः तु शिवराजः कृष्णदेवराजः राणाप्रतापसिंहः हर्षवर्धनः भोजमहाराजः इत्यादि बहवः एतेषां सर्वेषां विषये जानामेयेव परम् एकस्य विषये वक्तुम् इच्छामि शिवमहाराजः एकः राजर्षिः आसीत् तस्य गुरुः समर्थरामदासः इति समर्थरामदासं सदा सः तस्य राज्ये भिक्षायाचनं कुर्वन् पश्यति अतः एकस्मिन् दिने शिवराजः तान् आहूय तस्य सम्पूर्णराज्यं भैक्षत्वे एव ददाति शिवराजम् अपि समर्थरामदासगुरवः तेषां समीपे स्थापयित्वा भिक्षाटनं कर्तुं दिनद्वयात्मकं प्रयाणं कुर्वन्ति अनन्तरम् एकस्मिन् दिने तं एवं वदन्ति एतद्राज्यं त्वया मत्कृते दत्तं अहम् एतद्राज्यं तुभ्यं केवलं परिपालनार्थं ददामि त्वम् एतत् मम राज्यं रामस्य राज्यम् इति कृत्वा सम्यक् राज्यपालनम् अहङ्कारं विना कर्मफलं अनपेक्ष्य कुरु इति तथा एव शिवराजः बहु सम्यक् तस्य राज्यपरिपालनं कृतवान् भारतीय इतिहासे मत्कृते सर्वे सदंशाः रोचन्ते एव एतेषां राज्ञः कथा तेषां जीवनम् एव बहु स्फूर्तिदायकम् अस्ति